भारतदेशः एव अनेकधर्मरीत्यानां कृते प्रसिद्धः वर्तते भारतदेशे सर्वे प्रकारस्य जनाः तत् हिन्दुः मुस्लिम् क्रिस्चन् जैनः बौद्धः सिख् तद् सर्वे धर्मस्य जनाः अत्र निवसन्ति तद् सर्वे सर्वे जनाः स्वस्य देवानां कृते स्वस्य देवपूजां कृत परन्तु स्वरित्यां स्वरित्यामेव भारतदेशे तद् महाराष्ट्रं तद् हिन्दुधर्मे तद् कृष्णः तद् मुस्लिम् जनानां कृते अल्ला तत्र क्रिश्चन् जनानां कृते तद् जीसस् क्राय्स् तत्र सर्वे भारतस्य देशस्य जनानां कृते ये ये धर्म धर्मजनाः अस्ति तत् ते तेषां तेषां कृते तत् ब तस्य देवः भिन्नं भिन्नं वर्तते परन्तु विविधतायाम् एकता एव वर्तते अन्ते तु सर्वे जनाः भारत भारतीयाः एव सन्ति बाम् ब तर्हि तस्य तस्य धर्म दा तर्हि एवं भिन्नं वर्तते परन्तु त स प्रथमं प्रथमम् एव तद् भारतीयः एव वर्तते तद् जनाःकोपि त तस्य उदाहरणं कोपि कुत्रापि अस्ति उदाहरणमस्ति तद् अहम् अहं हिन्दुः अस्मि हिन्दुः तस्य अनन्तरं मम धर्मः अनन्तरं वर्तते परन्तु सर्वप्रथमं मया हिन्दुः भारतीयः यज भारतीय हज ज भारतस्य बालिका एव अहम्